मया सह मम पुत्रस्य अभिरुचिः अस्ति मम पुत्रस्य उद्यानकार्ये अभिरुचिः अधिकः अस्ति मम पितुः अभिरुचिः अस्ति मम पितुः गृहे बृहत् उद्यानस्थलम् आसीत् पूर्वं तत्र बहुविधाः पादपाः आसीत् सस्यानि अपि आसन् इदानीं मम गृहे तावत् स्थलं न भवति परन्तु यावत् स्थलम् अस्ति तत्र लघु सस्यानि सन्ति मम गृहे मम पुत्रस्य अपि आसक्तिः अस्ति अतः प्रतिमासम् एकम् आनेतव्यं नूतनं सस्यं नूतनं सस्यं गृहे आनेतव्यम् इति सः अपि अस्मिन् आसक्तिं प्रदर्शयति